आं नमस्कारः महोदय आं महोदयः अस्माकं महोदयेन उक्तं मम उपस्थितिः किञ्चित् न्यूनं वर्ततेति एकवारं भवन्तः पश्यन्ति वा ब्रजकिशोर् आचार्य महोदय नास्ति महोदय तथा नास्ति किमपि क्रीडा उत्सवसमये तत्र मया गतं क्रीडा क्रीडितुम् एवं कदाचित् अस्वास्थ्यकारणादपि आगन्तुं न शक्नोमि अहं तदर्थं क्रीडा उत्सवसमये क्रीडा क्रीडितुं गतवानिति तदर्थं मया एन् एस् एस् सर्टिफ़िकेट् अपि दत्तं महोदय एकवारं भवन्तः पश्यन्तु आं क्षम्यतां महोदय परन्तु किञ्चित् प्रयत्नं कुर्वन्तु इतोऽपि अहम् इतः परं प्रतिदिनमागच्छामि कक्षां महोदय क्षम्यतां महोदय आं महोदय अवश्यम् आगच्छं आं महोदय पुनः महोदय इतोऽपि एकवारं भवन्तः उपस्थितिं समीचिनं कारयन्ति चेत् अहं चिरूपकृतः भवामि महोदय

महोदय पितृचरणानां तथा आगन्तु ते न शक्नुवन्ति तेषाम् अनारोग्यं वर्तते महोदय कथं ते आगच्छन्ति मातापि तावत् किमपि न जानाति नास्ति महोदय कोऽपि न सन्ति अहमेव ज्येष्ठोऽस्मि अस्तु महोदय धन्यवादः महोदय